बाल्यकालात् आरभ्य इतिहासविषये मम मनसि आसक्तिः आसीत् अधिकतया अहम् इतिहासः पुराणादिकाः विषयाः एव ज्ञातव्यम् इति मम मनसि इच्छा अपि आसीत् मम माता अपि तद्वत् आसीत् आसीत् इति कारणेन अस्मान् सर्वान् तस्य विषयस्य उपरि किञ्चित् आसक्तिः भवतु इति उत्तमरीत्या पालितवती ऐतिहासिककथा बहु प्रभाविता किम् इत्युक्ते महाभारतः एव अद्य अपि मम प्रियाः पौराणिककथाः महाभारतकथाः एव अहम् एवमेव न वदामि विंशतिः पुस्तकानि भिन्न भिन्न पुस्तकानि भिन्न भिन्न लेखकाः लिखितानि पुस्तकानि महाभारतस्य उपरि मया पठिताः सन्ति इदानीमपि यत्र कुत्रापि नूतनतया एकं महाभारतपुस्तकम् अहं पश्यामि तद् झटिति क्रेतव्यम् इति मम आग्रहः भवति तत्र अपि अहं कर्णस्य विषयः बहु इच्छामि यद्यपि सः तावत् दुःखितः आसीत् तदापि तस्य स्नेहभावः तादृशमासीत् इति अन्तिमपर्यन्तं दुर्योधनं साहाय्यं कृतवान् अतः अधिकं ततः वयं ज्ञातुं शक्नुमः अस्माकं जीवनशैलिः कथं करणीयम् अनन्तरं भगवद्गीता तु प्रसिद्धः एकः उपनिषद् अस्ति तदपि अस्मान् पाठयति कथं वयम् जीवनं करणीयम् इति अतः मम ऐतिहासिकाः कथाः महाभारतकथाः एव अहं सर्वदा वदामि सर्वे अपि तत् पठन्तु उत्तमरीत्या जीवनस्य गतिः अपि बहु सम्यक् भवति इति धन्यवादः